पुस्तकालयमपि पुस्तकालयः अस्ति नास्ति भगिनि अत्र यतः शाला अस्ति केवलं ग्रन्थालयः नास्ति शिक्षकः अपि नास्ति यथा भवती करोति चेत् बहु लाभाय भवति उत्तम कार्यं भवती कुर्वन्ति अस्ति धन्यवादः भगिनि धन्यवादः भगिनि